मम प्रदेशः भवति उत्कलः उत्कले महिलानां कृते बहु व्यवस्था अस्ति इदानीं चिन्तयतु उत्कलस्य एका महिला गत्वा राष्ट्रपति अभवत् इत्युक्ते अस्माकं भारतदेशस्य प्रथमनागरीकः उत्कले किं भवति महिलाः बहु अधिकं पठन्ति तेषां कृते अधिकम् अपि सम्माननं दीयते माता दिवो अपि पालनं भवति बहु किमपि भवति अद्यतनयुगे ये यः कोपि या कापि पठति बहु सम्यक् पठति सम्यक् उद्योगिनः अपि भवन्ति परन्तु किं भवति ग्रामेषु ये यः बालिकाः भवन्ति ते सम्यक् पठन्ति तासां पठितुमपि इच्छा भवति परन्तु तथा तासां कृते व्यवस्था न भवति व्यवस्था भवति चेदपि बाल्यकालात् एव विवाहं कारयन्ति तत् सम्यक् तस्य यदा स्वश्रुगृहं गच्छति तदा पठितुं तेषां कृते समयमेव न मिलति अनन्तरम् अवसरः अपि न मिलति तदर्थमेव इदानीम् उत्कलप्रदेशे किं भवति चैड् चैल्ड् लैन् एकमस्ति तत्र वदन्ति चेत् किमपि व्यवस्था प्रभवति परन्तु ग्रामीयजनाः तथा न वदन्ति चतुर्दश पञ्चदश वयः अभवत् विवाहं कारयति तदर्थमेव समस्या भवति नो चेत् महिलाः स सर्वदा श्रेष्ठाः सन्ति सर्वदाऽपि अग्रे गच्छन्ति तथापि गमिष्यन्ति